मम अत्यन्तम् इष्टा क्रीडा लगोरी चिन्नीदाण्डो आनन्तरं कोक्खो यदा अहं बाला आसम् तदा डाङ्कि मङ्कि मेसूर् बेङ्क् इति कथ्यते तत् अहं मम इष्टा क्रीडा आसीत् अनन्तरम् कोको कबड्डी वालीबाल् सर्वमपि अहं क्रीडितवती किमर्थं मम सर्वासु क्रीडासु देहबलः वृद्धिः भविष्यति अनन्तरं जय अपजयविषये तत् मनोबलम् अपि वृद्धिः भविष्यति गृहे एव भूत्वा तत् चतुरङ्गस्य आटः चेस्स् अनन्तरं चन्नेमणे इति कथ्यते तदपि मम रोचना मम अत्यन्तं सन्तोषदायकः इष्टदायकः क्रीडा यदा गृहे भवामि तत्रैव क्रीडामि अनन्तरं यदा क्रीडाङ्गणे भवामि तत्रैव क्रीडामि अत्यन्ता इष्टा क्रीडा इत्युक्ते सर्वम् अपि अहं बहु सन्तोषेण क्रीडितवती